हरि ओम् हरि ओम् हरि ओम् पार्थसार्थिवर्य न श्रोतुं शक्नोमि भवतां स्वरः न शक्नोमि न श्रूयते स्पष्टतया न श्रूयते

स्वागतं स्वागतं बहुकालानन्तरं भवतां दर्शनं भवती वदन्तु किं किं करवाणि अहं ओ वैखानसागमे लिखितं वा वैखानसागमस्य विषये वैखानसागम वैखानस्य आगम वैखानसागमसम्बन्धिग्रन्थाः प्राचिन प्राचिनकालात् आरभ्य अनेके वर्तन्ते किल इदानीं तत्र भवद्भिः किं लिखितं

साधु साधु साधु इदानीं इदानीं भवन्तः पुनः संस्कृतभाषायाम् एव लिखन्ति वा तदेव तदेव अहं वक्तुं इच्छामि संस्कृतभाषा भाषायान्तु प्राचीनकालादारभ्य अनेके मुनयः ऋषयः ग्रन्थान् लिखितवन्तः किन्तु इदानीं यदि यदि भवन्तः तेलुगुभाषया वा आङ्ग्लभाषया वा अन्यया यया कयापि भाषया वा लिखित्वा ददति चेत् लोके सर्वेपि वैखानसागमस्य वैशिष्ट्यं ज्ञातुं प्रभवन्ति तेलुगुभाषया लिखन्ति वाण किन्तु किं किं पुनः किन्तु किन्तु अहं संस्कृत अकादम्याः निदेशकः अस्मि अत्र प्रायः तेलुगुजनाः अधिकतया आगच्छन्ति ग्रन्थान् प्रायः तेलुगुभाषया वर्तते वा तेलुगुभाषया वर्तते वा इती प्रतिदिवसं प्रायः दशाधिकाः जनाः आगच्छन्ति अनेकेषां शास्त्राणां विषयान् पृच्छन्ति तेलुगुभाषया वर्तते वा इति पृच्छन्ति वयं इदानीं इदानीं भाग्यनगरे स्मः तस्मात् तस्मात् यदि तेलुगुभाषया ग्रन्थं यदि अकादेम्या मुद्रापयामः तर्हि आपणे किञ्चित् तस्य क्रयणं अधिकं भवतीति मम चिन्ता अस्ति बिस्नेस् बिस्नेस् इत्युच्यते किल आधुनिकभाषायां यदि यदि यदि तेलुगुभाषया लिखन्ति उत्तमं भवति यदि तेलुगुभाषया लिखित्वा आनयन्तु अहं अवश्यं मुद्रापयिष्यामि मिलामः मिलामः धन्यवादाः धन्यवादाः